वैश्विकस्तरे आचर्यमाणेषु भारतीयसांस्कृतिकोत्सवेषु त्रयाणां नाम उक्त्वा विवृणोतु विवृणोतुं शक्नुथ वा इति प्रश्नः पृष्टः वैश्विकस्तरे अनेके भारतीयाः उत्सवास्सन्ति यद्यपि उत्सवः इत्युक्ते भारतीयसंस्कृतौ अथवा भारतीयदेशे अविभाज्यम् अङ्गमस्ति यतः एकस्मिन् उत्सवे अनेकेषां जनानां संयोगः तेषां परस्परं प्रीतिवर्धनम् अथवा तेषां सहयोगः एवं बहवः प्रकाराः तत्र सन्ति इति हेतोः उत्सवः अत्यन्तं प्रधानः भारतीय संस्कृतौ वैश्विकस्तरे अनेके उत्सवास्सन्ति मम आद्यं तत्र भारती प्रयागराजमध्ये यत् कुम्भमेलं प्रचलति तत् वैश्विकस्तरी सः वैश्विकस्तरीयः भारतीयः उत्सवः इति नाम कोटिसङ्ख्यकानां जनानाम् आगमनं तेषाम् सहवासः तत्र सह व्यवस्था अद्यत्वे तु कुम्भमेल मेलम् अत्यन्तं किं शुद्धतया पूर्णतया आचर्यते पुनः गङ्गास्नानस्य हेतोः तस्य तावत् प्राशस्त्यमपि भवति एवम् अनेकैः कारणैः कुम्भमेलं भारतीय उत्सवेषु अत्यन्तं प्राधान्यं भजते तथैव प कुम्भमेलेष्वपि अनेके प्रकारास्सन्ति ते अपि अत्यन्तं विश्वप्रसिद्धाः पुनः तु नवरात्र्युत्सवः मैसूर्मध्ये प्रचलति सोपि विश्वप्रसिद्धः एव विश्वस्य नाना देशेभ्यः जनाः आगच्छन्ति तत्र भागं वहन्ति इति हेतोः पुनश्च तत्र चामुण्डेश्वर्याः देव्याः गजस्य उपरि शोभायात्रापि भवति अतः एभिः कारणैः नवरात्र्युत्सवः अपि मैसूरुप्रदेशे सः अत्यन्तं प्रसिद्धः पुनः वैश्विकस्तरीयः अतः एवम् अनेके उत्सवास्सन्ति तथैव तत्र तत्र भाषासम्बद्धः इदानीं संस्कृतोत्सवः इति नाम्ना पुनश्च कन्नडभाषायामपि साहित्य परिषदः साहित्यसम्मेलनं कन्नडसाहित्यसम्मेलनम् इति एवम् अनेके उत्सवाः वैश्विकस्तरीयाः विश्वप्रसिद्धाः सन्ति तेषां योगदानमपि साहित्यक्षेत्रे वा भवतु अथवा क्षेत्रान्तरे वा भवतु तेषां योगदानमपि अत्यन्तं महदेव वर्तते